माध्यमाः स्वतन्त्राः भवन्तु तेषां विचाराणां कस्मादपि भयं मास्तु इति चिन्तयामि तथापि किम् अस्ति याः वार्ताः प्रकाश्यन्ते ताः वार्ताः केवलं वार्ताः इति न भवति एषु दिनेषु दर्शयमानाः नाम चित्रमाध्यमः इति मन्ये तत्र दर्शिताः सर्वाः वार्ताः न सत्यम् इति मन्ये यतो हि कस्मादपि भाषणात् किमपि एकं वाक् वाक्यम् उद्धृत्य तदेव पुनः पुनः प्रक्षेप्यते तेन प्रेक्षकाणां मतं भवति यदनेन एवं वाक्यमुक्तमिति वस्तुतः तद् वाक्यं सन्दर्भरहितमस्ति चेत् उत्पातं जनयति सन्दर्भेण सन्दर्भेण सह यदि तद् वाक्यं दृश्यते तदा एव वयं जानीमः यत् कि कस्मिन् सन्दर्भे अस्य एतद् वाक्यमुक्तं कः तस्य अर्थः इति अतः एतादृशेन प्रघातेन सर्वाः वार्ताः इदानीं सत्यतः न दृश्यन्ते न दर्श्यन्ते इति मम मतम्